हा नमो नमः अयं नवीनभट्टः इति पूर्वं पूर्वम् पूर्वम् अस्माभिः भाषणं साक्षादेव कृतमासीत् पुस्तकस्य प्रकाशनविषये पुस्तकं मया लिखित्वा दत्तमस्ति तस्य प्रकाशनं कियत्पर्यन्तमागतम् इति प्रष्टव्यमासीत्

रामायणस्य कथायाः विषये सुन्दराणि चित्राण्यपि आसन् हा रामायणस्ये रा रामायणे रामस्य चित्रकथा इति अस्ति

हा हा तत् तन्नाम तत्रनि तत्र चित्राण्यपि लेक तत्र चित्राण्यपि स्युः इति अस्माकं चिन्तनमस्ति केवलं लेखनम्

हा प्रति प्रतिपृष्ठं चित्रं तथा तत् दातुं न शक्येत प्रतिकथम् एकं चित्रा भव चित्रं भवतु

अस्तु अस्तु चित्रलेखकाः के इति यतः ममः मम समीपे अपि केचन परिचिताः चित्रकर्तारः सन्ति ओ हो हो शोभनं शोभनम् शोभनं पूर्वं ये चन्दमामाकृते चित्राणि लेखयन्तिस्म लिख लिखन्तिस्म खलु हा हा हा

अस्तु अपि च पृष्ठानि कति स्युः आहत्य मय मया चिन्तितं प्रायः सार्धैकशतं वा भवेयुः इति अधुना कथं पेज् सेटिङ्ग् इत्यस्य अनन्तरं न न न पृष्ठानि पृष्ठानि हा हा हा हा अस्तु अस्तु तर्हि तर्हि पुस्तकस्य भागद्वयं स्याद्वा इति चिन्तयामि यतः तत् महत्पुस्तकं भवति वयं त्र्यशीत्यधिक एकशतं कुर्मः चेत्

आम् आम् आम् आम् आम् आम् अस्तु अस्तु अस्तु पूर्वं अत्र भवद्भिः प्रकाशितानि पुस्तकानि अहमद्राक्षं तत्र बहु सुन्दरमस्ति इति हेतोः एव भवत्कार्यालयं साक्षादेव आगत्य मया मम पुस्तकं दत्तमस्ति अस्तु अस्तु अस्तु अस्तु हा अस्तु अस्तु तर्हि अग्रिमे सप्ताहे परि हा पुनः आगमिष्यामि तदानीं भाषणं कुर्वहे हा आम् अस्तु अस्तु अस्तु नमो नमः नमो नमः धन्यवादः